अन्यभाषाविस्तारे संस्कृतभाषायाः योगदानम् अत्यधिकमस्ति यतो हि संस्कृतभाषा नाम देवभाषा तत्र तु संशयः एव नास्ति सर्वाः याः भाषाः इदानीं नाम देशेषु देशेषु जनैः व्यवहारार्थं या भाषा उपयुज्यते तस्याः मूलं भवति संस्कृतं संस्कृतभाषा सर्वस्यापि आधारभूता अस्ति अहम् उदाहरणद्वयं ददामि आङ्ग्लभाषायां कौ इति उच्यते कौ इत्युक्तौ गोः बोधकः तत्र गाम्बोधयति अयं शब्दः पश्यतु संस्कृतभाषायां गौः इति उच्यते आङ्ग्लभाषायां तस्यैव परिवर्तनम् अपभ्रंशः कथं तस्य परिवर्तनं कृतम् आङ्ग्लीयैः इत्युक्तौ कौ इति परिवर्तनं कृतं तादृशं तु बहु द्रष्टुं शक्यते अत्यन्तं मुख्यं माता इति शब्दः प्रायः सर्वासु भाषासु माता मा इति अम्मा इति कन्नडभाषायाम् अम्मा इति तेलुगुभाषायां तमिळुभाषायां वा भवतु मा इति हिन्दीभाषायां मराठीभाषायां प्रायः अस्यैव अनुवर्तनं दृश्यते अतः एतादृशाः अन्यभाषाविस्तारे संस्कृतभाषायाः योगदानम् अत्यन्तं द्रष्टुं शक्यते